सर्वेषामपि दर्शनानां मूलं वर्तते वेदः स च वेदः सर्वेषामपि दर्शनानां मातृभूतः वर्तते अतः यः कोपि वेदार्थः वक्तव्यः निर्णेतव्यः चेत् तदङ्ग अध्ययनमपि कर्तव्यं मुख्यं भवति वेदः तस्य वेदस्य अध्ययनार्थं क्रमः कश्चन वर्तते आधुनिककाले तु सः क्रमः यद्यपि लुप्तः परन्तु पारम्पारिकशिक्षणं यत् नाम पूर्वकाले यत् शिक्षणं भवति स्म तत्र तु वेदाध्ययनक्रमः इत्थमासीत् यः ब्राह्मणः सः उपनीतस्सन् वेदाध्ययनार्थम् आश्रमं गच्छति तत्र समित्पाणिः सः गुरुम् अभिगच्छति गत्वा च गुरोः समीपं गत्वा प्रार्थनाञ्च करोति सः गुरुः एनम् उद्धर्तुं तत्र वेदस्य उपदेशं च ददाति तत्र वेदाध्ययनक्रमः कथमस्ति इत्युक्तौ उषःकाले उत्थाय नाम सूर्योदयात् प्राक् ब्राह्ममुहूर्तः इति उच्यते तत्र ब्राह्ममुहूर्ते उत्थाय ह्यस्तने नाम गतदिने यस्य वेदस्य अध्ययनं कृतं यः वेदः गुरुभिः पाठितः तस्य वेदस्य त्रिवारं पञ्चवारं दशवारम् एकविंशतिवारम् इत्येवं क्रमेण पुनरुच्चारणम् इति पारम्पारिकशिक्षणे एवं वेदाभ्यासः प्रचलति स्म